सर्वाभिस्सह सर्वैस्सह मिलित्वा भवनापेक्षया एकाकी भवनं वरम् इति मया चिन्त्यते स एव मम जीवनपाठः अत्र अयम् अंशः कथं मम जीवने प्रभावम् अजनयत् इति चेत् यदि अहम् एकाकी भवामि तर्हि बहु अधिकं चिन्तयामि यदि मिलित्वा भवामि आधिक्येन सम्भाषणे समयः गच्छति याप्यते मया अ वि य यत्किञ्चित् रटनं वा भवतु यत्किञ्चित् तत्सर्वं दुष्ट दुष्टमेव क्रियते इति मया चिन्तितम् अतः एकाकी यदि भवामि तर्हि चिन्तनानां वर्धनं भवति उत्तमं वा भवतु अनुत्तममं वा भवतु इदं न चिन्तनीयं यदि दुष्टं चिन्त्यते तर्हि इदं न चिन्तनीयम् इति मनसि आगच्छति यदि समीचीनं चिन्त्यते तर्हि तस्य जीवने आनयनं आनयनार्थं प्रयत्नः क्रियते इति अयम् अंशः प्रभावं जनि प्रभाव प्रभावजनकः आसीदिति वक्तुं शक्यते